हा हरिः ओम् आ अस्ति अस्ति आम् पुस्तकालयमस्ति महोदय किं पुस्तकम् आवश्यकम् अस्तु अस्ति पुस्तकमालयमस्ति भवान् किं किं नावश्यकम् हा अत्र साहित्यपुस्तकस्ति ज्योतिषपुस्तकम् अस्ति व्याकरणपुस्तकमस्ति सर्वत्र पुस्तकानि अस्ति भवान् भवान् हलो श्रुणोति वा हा किं पुस्तकम् आवश्यकं भवान्

हलो इदानीं हरिः ओम् अहम् अर्थशास्त्रं पुस्तकम् आवश्यकं वा किम् अर्थशास्त्रं चाणक्यः रचितम् अर्थशास्त्रम्

अहं शुभदिने अहं प्रातः काले नव नवदशे अहम् आगच्छामि हा हा आपणम् अहम् आगच्छामि मम नाम रुजि मम नम्बर् नैन् ज़ीरो सेवेन् टु फ़ैव् सिक्स् सेवेन् एय्ट् नैन् अस्तु अस्तु अस्तु ओके अहं वाट्सप् करोमि ओके धन्यवादः